मम गृहसमीपे एकः पर्वतः अस्ति तत्र शिवालयः अस्ति तत्र बहु जनाः आगमिष्यन्ति देवं द्र देवम् अपि द्रष्टुं शक्नुवन्ति तत्र बृहत् शिवलिङ्गम् अपि वर्तते अस्माकं पालम्बु जिल्लायां ब्रहत् शिवलिङ्गं अस्ति तत् तत्र शिवरात्रिपर्वधिने तत्र मेलापि कुर्वन्ति